क्रीडायां बहुविधाः सन्ति कबड्डी क्रिकेट् वालिबाल् फ़ुट्बाल् लगोरि खोको इत्यादिकं बहुरूपेण बहुक्रीडाः सन्ति तेषु यदा वयं कबड्डि क्रीडामः तदानीम् अस्माकं कृते शारीरिकं मानसिकं तथा आरोग्यरीत्या बहुविधरीत्या अस्माकं कृते प्रयोजनं भवति कथं नाम इदानीं वयं कबड्डि क्रीडामः क्रबड्डि कबड्डि की क्रीडाकाले वयं रैड् तथा केचिङ्ग् इत्यादिकं कुर्मः चेत् अस्माकं बलवत्ता वर्धते तथा शारीरिकदृढता अपि वर्धते तत्सैव यदा वयं दुःखे पतिता भवामः तदानीं यदा वयं क्रीडां पश्यामः तदानीम् अस्माकं कृते अपि किञ्चित् मनसि आगच्छति किमपि नास्ति दुःखे एवं क्रीडन्तः वयमपि भवामः चेत् अस्माकं मानसिकरोगः इत्यादिकं किमपि न भवति सर्वं गच्छति इति मानसिकदृढता भवति तथैव बहुविधरीत्या दृढता भवति एवमेव यदि इदानीं वयं क्रिकेट् क्रीडामः चेत् क्रिकेट् मध्ये धावनं डैविङ्ग् इत्यादिकं सम्पूर्णं भवति केचिङ्ग् बेटिङ्ग् बालिङ्ग् इत्यादिकं भवति इदानीं वयं क्रिकेट् क्रीडाकाले बाल् पृष्ठे धावामः चेत् अस्माकम् आरोग्यवर्धनम् आरोग्यं वर्धते भवति दैहिकरूपेण अपि अस्माकं शारीरिकबलमपि वर्धते मानसिकरूपेण यद् अस्माकं दुःखमस्ति तद् अस्माकं पादे संस्थाप्य वयं तस्य उपरि धावामः इति मानसिकदृढता अपि भवति एवं रूपेण बहुविधाः रूपेण प्रयोजनमस्माकं कृते क्रीडायाः लभ्यते एवं यदा वयं प्रतिदिनं क्रीडामः तदानीम् अस्माकं शारीरकं मानसिकं वा अथवा अन्यद्रीतया अन्यद्रीत्या वा बहु दृढं दृढता भवति एवं रूपेण अस्माकं कृते क्रीडाः शारीरिकं मानि मानसिकं तत् सा स्वास्थ्ये योगदानं यच्छन्ति इति वक्तुं शक्यते